मूल्यङ्कानां सङ्ग्रहाणां विषये अहं एतत् वक्तुमिच्छामि यत् बाल्यकालतः अहं मूल्याङ्कानां सङग्रहणं कुर्वन्नासं अनन्तरं किम् अभवत् उध्योगम् यदा प्राप्तवान् तत् तत्र अहम् तावत् आसक्तिं दर्शयितुं न शक्तवान् सम्प्रति यदाकदापि समयः लभ्यते तस्मिन् विषये किञ्चित् अवधानं ददामि न केवलं भारत भारतस्य अन्येषां देशानामपि मूल्याङ्काः मम पार्श्वे सन्ति

किन्तु तस्य विस्तरणार्थम् इदानीं समयः न लभ्यते इति वक्तुमिच्छामि